अहं महा अवतार् बाबाजी महोदयस्य चित्रम् आदृत्य चित्रं रचयितुं प्रयत्नं कृतवती अनुभवः बहु सम्यक् आसीत् यदा रेखा रेखालेखनं कृतं तदा भिन्नः अनुभवः आसीत् परन्तु यदा वर्णलेपनं कुर्वन्ती आसं तदा मनसि विशिष्टः अनुभवः प्राप्तः यदा महोदयस्य वदनस्य चित्रं रचयितुं प्रयत्नं कृतवती तदा वदनस्य भावं ग्रहितुं बहु कष्टम् अभवत् तदा ज्ञातवती गुरोः अनुभवं नास्ति चेत् सम्यक् भावम् अवगन्तुं न शक्यते इति